नवजातशिशोः प्रथमवर्षे कानि कानि संस्काराणि क्रियन्ते तत् मध्ये प्रथमः बालः यदि शिशुः शिशुमध्ये अस्ति तदा षड्मासे एव तस्य प्रथमः द्वादशदिने तस्य कर्णविधा अपि भविष्यति अनन्तरं नामकरणविधिः भवति एव तद्दिने अपि मपि कर्तुं शक्यते अनन्तरं तस्य षड्मासतः तथा अन्नप्राशनमपि भवति अन्नप्राशने बालकाः तस्य मातुलः आगमिष्यति मम न मातृगृहे तस्य उष्टावणं सां तत्रैव महाराष्ट्रमध्ये संस्कारः उष्टावणं तत्रैव तत्रैव अन्नं दत्वा एव तस्य भोजनं भविष्यति एव पूर्णं नास्ति तत्रैव ओदनं तस्य किं वक्तुं स् सूपः ओदनस्य सूपः तत्रैव भविष्यति दुग्धशर्करायुक्तः तत् स्वीकृत्य बालकः अधुना अग्रे भोजनं कर्तुं शक्यते इस् इति तस्याः आरम्भः जातः अग्रिमे मासे किम् एकादशः मासः भविष्यति चेत् तस्य केशमुण्डनं अत्रैव पितायाः भगिन्याः जानू उपरि स् स्थापयित्वा तस्य केशमुण्डनम् इति इति संस्कारः भविष्यति तत् संस्कारः आवश्यकः षोडशसंस्कारमध्ये अपि एषः संस्कारः अतिमहत्त्वपूर्णः अनन्तरं यदि एकमा एकमासः एकवर्षः पूर्णः जातः तस्य प्रथमवर्षे तस्य तस्य व् किं वक्तुं शक्यते तस्य वर्धापनदिनं भविष्यति एव तस्यापि संस्कारः आवश्यकः यदि तस्य अष्टवर्षम् अपि जातं चेत् तस्य किं वक्तुं शक्यते न विद्यारम्भः भविष्यति यज्ञोपवितः भविष्यति तत्रैव